इतोऽपि एकं उपन्यासपुस्तकं मया क्रीतं यस्य नाम भवति ललिता तत्र पुस्तकस्य पुस्तकं दृष्ट्वा धनं अधिकं स्वीकृतं प्रायशः चतुस्सहस्र रूप्यकाणि स्वीकृतवान् तत्र न्यूनं पृष्टं पृष्टाः न्यूनाः भवन्ति पत्राणि न्यूनानि भवन्ति लेखनी मध्ये मध्ये किञ्चित् किञ्चित् नाम लेखनस्य न दृश्यते एवं च पुस्तके विद्यमानविषयः समाजाय उचितं न भवति किं मम मनसि आगतं किमर्थं इत्युक्ते तत्र विद्यमानविषय बालिका एका अस्ति तस्योपरि आधारिकृत्य लघु बालिका अस्ति तत् आधारिकृत्य लिखितं अस्ति अतः एतत् पुस्तकं उत्तमं न इति मयि चिन्त्यते